हरि ओं महोदय मम तु वोन् फिफ्टि भवति मम पार्श्वे फोन् पे गूगुल् पे किमपि नास्ति अहं केश् द्वारा एव दातुं शक्नोमि अत्र मम पार्श्वे द्विशतम् अस्ति भवत पार्श्वे चिल्लर् अस्ति वा